भारतीयसंस्कृतेः इतिहासस्य च अवगमनं रामायण् रामायणेन महाभारतेन एव भवितुमर्हति इति मम अभिप्रायः रामायणं महाभारतम् अनधीत्य भारतीयसंस्कृतिं ज्ञातुं न कोपि प्रभवति इत्यहं चिन्तयामि रामायणमहाभारतयोः पात्रं अस्माकं जीवने सर्वत्र दृश्यते एतौ ग्रन्थौ इतिहासग्रन्थौ इति इतिहासः नाम कस्यापि प्राक्तनराज्ञः विषयः अथवा पुराणस्य लक्षणं यथा वदन्ति इतिहासं तस्य विषये वदन्ति किन्तु रामायणे रामकथया सह बहवः विषयाः नीतिप्रबोधकाः तत्र महिर्षिणा वाल्मीकिना प्रतिपादिताः दृश्यन्ते येषु भ्रातृस्नेहः दया दाक्षिण्यं दीनरक्षा पित्राज्ञापालनं इत्यादयः विषयाः महर्षिणा वाल्मीकिना सम्यक् प्रतिपादिताः यैः जनैः भारतीयैः एभिर्विषयैः एव भारतीयसंस्कृतेः अवगमनं अवगमनं भवति अर्थात् ये कुमार्गप्रवर्तकाः अपि सन्मार्गगामिनः भवितुं शक्नुवन्ति तादृशाः विषयाः रामकथया सह नीतिप्रबोदकाः मानवन जीवस्य पथप्रदर्शकाः कथाः अत्र सन्तीत्यत्र नास्ति सन्देहलवः एवमेव यदि महाभारतं स्वीकुर्मः चेत् वयं सर्वे जानीमः अष्टादशपर्वाणि तत्र सन्ति तत्रापि नीतिकथाः उपदेशाः नीतयः प्रबोधात्मकाः विषयाः जातिवादस्य निरसनं सत्पथप्रदर्शनं एते विषयाः तत्र अवगन्तुं शक्यन्ते अत एव उच्यते यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् इति महर्षिणा व्यासेनापि आदिकविरिव अत्रापि बहून् विषयान् संयोज्य महाभारतस्य रचनामकरोत् भारतस्य कथा तु किमपि नास्ति केवलं एका लघुकथारूपेणापि अस्माभिः वक्तुं शक्यते किन्तु रामायणकथामपि रामकथामपि तथैव वक्तुं शक्यते किन्तु कथया सह अन्यविषयाः यैः मानवाः भारतीयाः मुख्यतया प्रधानतया भारतीयसंस्कृतिं ज्ञातुं प्रभवन्ति तादृशान् विषयान् एव तत्र समावेषं कृत्वा एतौ द्वौ व्यासवाल्मीकिनौ रचितवन्तौ महाभारते उपदेशाः नाम एकत्र वयं पश्यामः एकदा दौत् दूतवाक्येन सह श्रीकृष्णः दुर्योधनस्य राजप्रासादं गच्छन् मार्गे वने विदुरस्य गृहं गच्छति विदुरस्य गृहं गत्वा स्वस्ति प्राह जनार्दनः विदुरः कृष्णम् अकस्मात् सहसा दृष्ट्वा वदति तव दर्शनमात्रेण कृतकृत्योस्म्यहं प्रभो अद्य मे सफलं जन्म अद्य मे सफलं तपः अद्य मे सफलं ज्ञानं जीवितं च सुजीवितम् अद्य अष्टमी च नवमी च चतुर्दशी च अद्यायनञ्च विशुवच्च दिनत्रयञ्च अद्यैव पिण्डपितृयज्ञमखस्य कालः दामोदरेण सहसा गृहमागतेन यदा दामोदरः सहसा विदुरस्य गृहं प्राप्तवान् तं दृष्ट्वा विदुरः एवं वदति तत्र सः वदति कृष्णस्य दर्शनमात्रेणेव ज्ञानं सफलं जातं जीवितं सुजीवितं जातं अद्यैव अष्टमी च नवमी च चतुर्दशी च अद्यायनञ्च विशुवत् च एतेषां विषये अपि ज्ञातुम् अस्माभिः शक्यते अष्टमी किमर्थम् उक्तवान् नवमी नाम किं चतुर्दशी किं विशुवत् नाम किं एतत् सर्वं तत्र ज्यौतिश्शास्त्रं साहित्यशास्त्रम् अनेकान् शास्त्रान् तत्र स सं सम्मिलितान् कृत्वा कविना रचितान् श्लोकान् वयम् ज्ञातुं शक्नुमः तदा तस्मिन् समये एवं यदा विदुरस्य गृहे कृष्णः आगतः इति ज्ञात्वा कृष्णं प्रष्टुं दुर्योधनः आगच्छति आगत्य सः पृच्छति कृष्णं भीष्मं द्रोणं परित्यज्य मां चैव मधुसूदन किमर्थं पुण्डरीकाक्ष कृतं वृषलभोजनम् इति वृषलभोजनं दासीपुत्रस्य गृहे त त्वया भोजनं कृतं तदा कृष्णः अनेकेषु श्लोकेषु जातिवादं निरस् निरस्य वदति चाण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् अवमन्येत मूढात्मा स याति नरकं ध्रुवम् इति यः जात्या वा धनेन वा कमपि जनं हीनं मन्यते सः केवलं नरकमेव गमिष्यति इति वदन् भोजनस्य विषये किमर्थं पृच्छसि राजन् भोजनं गतजीर्णं स्यात् आदरं तु अजरामरं भोजनं यत् अद्य वयं खादामः चेत् श्वः जीर्णमेव भविष्यति किन्तु आदरं तु अजरामरम् इति यदादारं तेन दर्शितं विदुरेण तत्तु आजीवनं मम मनसि तिष्ठति अतः चाण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् बुद्धिमान् कोपि मम भक्तं न अवमन्येत इति वदन् एवं बहून् श्लोकान् वदति भोजनं पृच्छसे राजन् आदरं किं न पृच्छसि भोजनं गतजीर्णं स्यात् आदरंतु अजरामरम् एवं तत्पश्चात् दुर्योधनः वदति पञ्चग्रामान् प्राप्तुं यदा दूतवाक्यं नीत्वा कृष्णः आगच्छति तं वदति कृष्णः इन्द्रप्रस्थं यमप्रस्थम् अवन्तीं वारुणावतीं देहि मे चतुरः ग्रामान् पञ्चमं हस्तिनापुरम् इति दूतवाक्यं वदति श्रीकृष्णः दुर्योधनं तदा दुर्योधनः वदति अहङ्कारी अहङ्कारस्य निरसनं स्वाभिमानस्य रक्षणं दुरभिमानस्य निरसनम् एतान् विषयान् तत्र सम्यक् संयोज्य वदति सः तदा पञ्चग्रामान् यदा पृच्छति दुर्योदनः वदति इन्द्रप्रस्थं गुरोर्दत्तं यमप्रस्थं कृपस्य च अवन्तीं सूर्यपुत्रस्य भीष्मस्य वारुणावतीं हस्तिनापुरमस्माकं पञ्चग्रामान्यनुक्रमात् सूच्यग्रेण सुतीक्ष्णेन यावद्भिद्यति मेदिनी तामपि अहं न दास्यामि विना युद्धेन केशव इति अहङ्कारपूरितः अहङ्कारवचनानि पूरितवचनानि सः वक्ति तत्श्रुत्वा कृष्णः क्रोधः क्रोधितः भूत्वा क्रुद्धः तं तर्जयति तत्र बहवः विषयास्सन्ति अत्र मम अभिप्रायः अस्ति बहून् विषयान् ज्ञातुम् एतादृशान् विषयान् ज्ञातुं अस्माकं कृते तत्र अवकाशः लभ्यते भारतेन महाभारतेन एवम् आदिकाव्येन रामायणेन च एतेषां ज्ञानेन एव अस्माकं भारतीयसंस्कृतिः का इत्यस्मिन् विषये वयं सम्यक् ज्ञातुं प्रभवामः अतः सर्वैः भारतीयैः भारतस्य संस्कृतेः अवगमनाय रामायणमहाभारतम् इत्यादीनाम् इतिहासानामध्ययनम् अवश्यं करणीयं धर्मस्य विजयोस्तु